नमस्ते महोदय नमस्ते अहं शिवसुब्रह्मण्यस्य माता भाषणं करोमि इदानीम् आं महोदय सम्यक् अस्ति इदानीं अस्माकं अस्माकं गृहे कश्चन विशेषः अस्ति मम सहोदरस्य पुत्र्याः विवाहः अस्ति तन्निमित्तं अत्र वयं सर्वे सकुटुम्बं कुलदेवता मन्दिरं गत्वा तत्र किञ्चित् कार्याणि करणीयानि सन्ति अतः दिनद्वयं शिवसुब्रह्मण्यस्य विरामः अपेक्षितः तन्निमित्तम् अनुम अनुमतिः प्राप्नोमि इत्येव इदानीं दूरवाणी कृता अस्मि अहम् न महोदय तत्र प्रयाणे एव एकदिनं गच्छति तद् वयं तिरुनल्वेलि नगरं गत्वा तदनन्तरम् एकदिनम् अन्ययानेन अन्तः एकग्रामं गत्वा तत्रैव अस्ति अस्माकं कुलदेवता मन्दिरम् अतः प्रयाणे एव एकदिनं गच्छति अहं बहु न्यूनदिनानि यावद् न्यूनं स्वीकुर्मः तावद् इत्येव वयं तदेव वयं चिन्तयित्वा एवम् अनुमतिः कथं पठन् अस्ति सः अभ्यासः बहु करणीयः इति अस्ति वा नो चेत् अस्तु महोदय धन्यवादः स्थापयामि वा

अस्तु महोदय निश्चयेन महोदय नमस्ते महोदय आं महोदय धन्यवादः आं रां राम्